अहं आन्ध्रप्रदेशस्य तिरुपतिनगरस्य निवासिनी अस्मि अत्र तिरुपतौ सुप्रसिद्धलोकप्रियाः अन्तर्जालीययोजनाः भवन्ति जियो अन्यत् ऐर्टेल् तत्र मासिक अन्तर्जालीययोजना भवति नवत्यधिकद्विशतं योजना तत्र टू जी बी अन्तर्जालीययोजना असङ्ख्यदूरवाणी अन्यच्च त्रिमासिक अन्तर्जालीययोजना भवति एकोनपञ्चाशत्यधिकसप्तशतं तत्र टू जी बी अन्तर्जालीययोजना असङ्ख्यदूरवाणी एषा तु जियो अन्तर्जालीययोजना भवति अन्यच्च एर्टेल् अन्तर्जालीययोजना यथा मासिकयोजना एकशी एकाशीत्यधिकशतं रूप्यकाणि तस्मिन् वन् पाय्ण्ट् ज़ीरो जी बी अन्तर्जालीययोजना भवति पुनः मासिकयोजना एका अन्या योजना भवति नवत्यधिकशतं रूप्यकाणि तत्र असङ्ख्यदूरवाणी त्री जी बी अन्तर्जालीययोजना भवति अन्यच्च त्रिशतं सन्देशाः अपि भवन्ति